अहं तावत् ग्रामीणः अतः मम ग्रामे तावत् तथा मार्गः अस्ति इति नास्ति अपि च रैल् यानं विमानयानम् इत्यादिकं नैव वर्तते यदि तस्य अपेक्षा अस्ति बहु दूरं गन्तव्यमस्ति इति समस्या अपि च बस् इत्यादिकं तु वर्तते एव वर्तते इति वदामि चेदपि क्लेशः एव तत्तु सर्वदा आगच्छति इति नास्ति यत् यतो हि वृष्टिकारणात् कदाचित् वृक्षः पतति अतः यदि वृक्षः पतति तद् मार्गे एव पतति अतः बस् इत्यादिकं तत्र गन्तुमेव न शक्यते बस् यानेन बस् अपि आगन्तुं न शक्यते इति कारणात् एका समस्या एका समस्या अपि च ट्रेन् इत्यादिकं तु नैव वर्तते यद्यपि मम ग्रामः वर्तते उत्तरकन्नड उत्तरकन्नडे तत्र तु वृक्षाणामेव समूहः वर्तते अतः तत्र ट्रेन् यदि व्यवस्थया व्यवस्था टैन् व्यवस्था यदि करणीया तर्हि वृक्षस्य नाशः करणीयः भवति अतः ट्रेन् व्यवस्था तत्र नास्ति अतः केवलं बस् इति वर्तते अतः एवं तत्र सार्वजनिकानाङ् कृते समस्या वर्तते अपि च यथा एव एलेक्षन् इत्यादिकं भवति तत्काले ते तु वदन्ति वयम् एवं कुर्मः इति तद्वत् ते यथा उक्तवन्तः तद्वत् क्रियते इते इतः परं वा सम्यक् इति भासते ते यदि तथा कुर्वन्ति तर्हि यात्रासम्बद्धाः विशिष्टाः समस्याः किमपि नैव भवन्ति इति मन्ये एवमेव सर्वत्रापि क्लेशः वर्तते एव तद् अस्माभि सोढ्वा गन्तव्यम् इति आशयः